मम अत्यन्तम् इष्टक्रीडा क्रिकेट् तत्र तस्मिन् एम् एस् दोनी मम प्रियः प्रियः अतः

चन् सि एस् के टीम् सपोर्ट् करोमि क्रिकेट् मध्ये अनेके विधविधाः सन्ति ऐ पि एल् वर्ड् कप् टि ट्वेन्टि वर्ड् कप् फ़िफ़्टि फ़िफ़्टि वर्ड् कप् अन्ये भारते एवं वर्तन्ते अन्यदेशे अपि ऐ पि एल् तावत् ऐ पि एल् तावत् अनेकं ट्रोफ़ि प्रचलति तत्र मम प्रियकः एम् एस् धोनि कुतः इति चेत् मम पूर्वं टूतौसन् सवेन् मध्ये सवेन् वा नैन् वा मध्ये सः वर्ड् कप् कप् आम् अ आयाति